सम्प्रति तन्त्रज्ञानं जीवनस्य एकं महत्वपूर्णम् अङ्गं वर्तते एवञ्च तन्त्रज्ञानाभावे वयं दिनचर्यामपि न चालितुं शक्नुमः इति भासते एवञ्च तन्त्रज्ञानस्य आविष्कारे सति वयं नूतनज्ञानमपि प्राप्तुं शक्नुमः यथा यूट्युब्वा गूगल् वा इत्यादिकं भवति चेत् तत्र यत्किमपि विषये अज्ञानं वर्त्तते तत् सर्वं टङ्कयित्वा महतिसङ्ग्रहणम् इत्यादिकं दृष्ट्वा वयं पठित्वा तस्मिन् विषये ज्ञानं प्राप्तुं शक्नुमः एवञ्च यत्किमपि क्रेतुम् इच्छामः यथा वस्त्रादिकं तदपि क्रयणं सम्प्रति आन्लैन् अन्तर्जालमाध्यमेन प्रचलति एवञ्च यदिच्छामः ये यत् यांवदिच्छामः तद्सर्वं तन्त्रज्ञानमाध्यमेन यत्र वयं निवसाम तावत्पर्यन्तं तद् आगच्छति इति अतः तन्त्रज्ञानस्य महत्वं वर्तते एव एवं एवञ्च य यस्मिन्विषये यत् किमपि विषयम् अस्माभि रोचते अथवा यत्किमपि यत्र कुत्रापि गच्छामः अटितुं वा पठितुं वा भ्रमितुं वा किमपि नूतनम् अस्माकं चि चित्रमित्यादिकं भवेत् एवञ्च वयं अत्र गन्तवन्तः इति किञ्चित् बुद्धौ अपि मेमोरि इत्यादिकं भवेत् इति हेतोः वयं तन्त्र तन्त्रज्ञानस्य माध्यमेन एवञ्च मोबैल् इत्यादिकं माध्यमेन वयं चित्रं स्वीकृत्य स्थापयितुं शक्नुमः एवञ्च तदेव चित्रं यदा कदाचिद्वयं पश्चामः तर्हि यत्र गतवन्तः एवञ्च तस्मिन् समये का स्थितिः आसीत् तत्सर्वं अपि ज्ञा ज्ञात्वा वयम् अनन्तरं कदाचित् दृष्ट्वा आनन्दम् अनुभवामः एवञ्च तन्त्रज्ञानेनैव बहुकिमपि नूतनाविष्कारः प्रचल प्रचलन्ति स च आविष्क् तेन आविष्कारेण अस्माकं जीवनशैली अपि किञ्चिद्

उत्तमरीत्या सम्पादन् सम्पादयितुं शक्नुमः इति